मम ग्रामे स्वास्थ्यसम्बन्धिसमस्यानां समाधानाय एकः सर्वकारीयः अस्पताल् स्थापितः तत्र सर्वाः व्यवस्थाः उपलब्धाः सन्ति तत्र परीक्षणोपकरणानि अपि सन्ति आम्बुलेन्स् सुविधा चापि वर्तते तथापि तस्य सौकर्यं विरलमस्ति यतोऽहि यदा कस्यापि कृते तस्य आवश्यकता भवति तदा तेन सह सम्पर्कं साधयति किन्तु वाहनं समये न आगच्छति यदि कारणं पृच्छामः चेत् व्यस्तता अस्ति अन्यत्र रोगिणं स्वीकर्तुं गतम् अथवा तकनीकीसमस्या अस्ति मार्गः सम्यक् नास्ति तदा अपि आम्बुलेन्स् समये न आगच्छति अनेन साधनं भूत्वा अपि समस्या समाप्ता न भवति अस्याः समस्यायाः समाधानं वाहनस्य पर्याप्तता भवेत् मार्गः अपि सम्यक् भवेत्